अस्माकं क्षेत्रे अपराधपरिमाणं बहु न्यूनः किमर्थम् इत्युक्ते अत्र जनाः शिक्षितः च सर्वमपि कार्यालये गच्छन्ति अथवा व्यापारं कुर्वन्ति इति आम् अनेकानेक क्षेत्रे जनाः धर्मपालनं न कुर्वन्ति ताः वृत्ति अथवा उद्योगं न कुर्वन्ति अतः दारिद्रस्य निरुद्योगस्य कारणेन अपराधपरिमाणम् अधिकम् अस्ति एतत् करणेन वयं शिक्षणार्थं बहुधा प्रोत्साहनं कर्तुम् इच्छामः